अस्माकं प्रदेशे तावत् बहवः उत्सवाः आचर्यन्ते यथा गणेशचतुर्थी उत्सवः दीपावल्योत्सवः एवम् एवमेव पर्वणः सर्वे अपि आचर्यन्ते तत्र विशेषतः दीपावली उत्सवे अस्माकं ग्रामेषु गोपूजा क्रियते तत्र तु गोपूजा नाम यथा गवां तत्र अप् पूजां कृत्वा एवम् अलङ्कारान् कृत्वा एवम् अस्माभिः अपि तत्र अलङ्क्रियते नाम यथा संस्कृतिः अर्थात् सांस्कृतिकानि वस्त्राणि धृत्वा पर्वणः नाम तथैव भवति पर्वः नाम सांस्कृतिकवस्त्राण्येव ध्रियन्ते यथा शाटिका एवम् एवं पञ्चे इत्यादिकमुच्यते तथा अतः अस्माकं प्रदेशे तावत् दीपावल्योत्सवः एव बहु विज्रम्भणेन आचर्यते आ आचर्यते एवं तथैव गणेशचतुर्थी अपि गणेशचतुर्थ्यां तावत् गणेशस्य मूर्तिं निर्माय तत्र पूजां क्रियते ए एवं बहुविधानि नृत्यानि वा किमपि कुर्वन्तः भवन्ति एवं तत्रापि ता तथैव नाम सांस्कृतिक वस्त्राण्येव ध्रियन्ते सर्वे ध्रियन्ते तथैव ध्रियन्ते